हा नमस्ते अहो हो हो उत्तमम् उत्तमं तत्र किमपि नास्ति एवमेव दैवादत्तं वर्तते तत्तु हा सर्वदा तत्तु भविष्यत्येव मम कृते इदानीमपि इदमिदानीमेव अहम् एकं चलनचित्रं समापितो वर्तते अहम् अतः तत्र बहुकार्याणि प्रचलन्नस्ति इदानीं हा हा एवमस्ति

तत्र तु बहुविधरीत्या इदानीं भवन्तः पश्यन्ति चलनचित्रे यदि वयं केवलं हास्यं वा अथवा क क किं रौद्ररसेन वा किमपि नटनमेव कर्तुं न शक्नुमः किञ्चित् शृङ्गाररसः अपि अपेक्ष्यते शृङ्गाररसः अपेक्ष्यते इत्युक्ते हा हा हा हा हा तथा किमपि नास्ति तत्तु ममा उद्योगः वर्तते अतः मम तत् तादृशी किमपि न जातमस्ति हा हा हा इदानीं तत्तु इदानीं यः निर्देशकः भवति तस्य हस्ते भवति हा पात्रानुसारमेव पात्रान् पा पात्रानुसारमेव इदानीं चलनचित्रं यदि उत्तमतया जातं चेत् तदा अस्माकं कृते अधिकं धनम् आगच्छति अतः हा एवं

हा हा एवं सत्यं मम रुचिः नवरसेपि अस्ति परन्तु तत्र नवरसे अहं रौद्ररसं बहु इच्छामि हा हा हा

हा सत्यं सत्यं हा हा हा अस्तु मम समयः जातः अहं कुत्रापि गन्तव्यमस्ति हा स्वीकुर्वन्तु स्वीकुर्वन्तु अवश्यमवश्यम् अस्तु धन्यवादः धन्यवादः